अधुना जीवनशैली तु विद्युताश्रिता अस्ति व्य यदि विद्युत् व्यत्ययः अस्ति तर्हि बहु प्र कष्टं भवति सर्वे ये ये गृहे व्यवस्था अस्ति सर्व सा सर्वा व्यवस्था विद्युत् प्रभाविता अस्ति अतः बहु कष्टं कष्टप्रदं भवति एवं सिक्थवर्तिका अस्ति तस्याः प्रयोगः क्रियते यद् दूरवाण्याः यत् टार्च् इति अस्ति तस्य प्रयोगः अपि क्रियते किन्तु ये व्यजनमस्ति तत् न चलति अधुना तु बहु उष्णता अस्ति अतः व्यजनं तु आवश्यकमस्ति बहवः अनेके जनाः तु तस्य वा प्रयोगः कुर्वन्ति एव न किं व वदामः ए सि ए सि ये तस्य प्रयोगः अपि कुर्वन्ति ते ब् जनाः तु बहु एडिक्ट् इत् इति वक् वक् वा वदामः भविष्यन्ति ते तु बहु कष्टप्रदं तद्दिनं भवति यदि आदिनं न आगच्छति तद् तदा तु बहु बहु कष्टं भविष्यति